मया अस्मिन् पर्याये प्रथमवारमेव स्टोव् इत्येकं वस्तु यत् पाकशालायाम् उपयुज्यते परोक्षरूपेण आनयितम् परोक्षरूपेण आनयितम् इति कृत्वा भीतिरासीत् यत् इदं सम्यक् स्यात् वा अनेन कापि क्षतिर्स्यात् वा क्षतिस्स्याद्वा इति किन्तु यथा यथा मया उपयोगः आरब्धः मया अनुभूतं यत् अत्यन्तं समीचीनं वर्तते इदम् अनेन न कापि क्षतिः न च का कापि भीतिर्वर्तते यथा यथा मया उपयोगः आरब्धः अस्य मया अत्यन्तम् आनुकूल्यम् अनुभूतं वर्तते मम पाकशालादिकार्येषु पूर्वं यत् उपयुज्यते स्म तत् तावत् समीचीनं नासीत् किन्तु अनेन पाकशालायाम् अत्यन्तं सौलभ्यं जनयितुं तदुत्तरम् अस्माकं पाकविधिरपि परिवर्तितः अस्माभिः इति कृत्वा महत् सौलभ्यं सौकर्यं च जातं वर्तते